नमो नमः अहं रामतिवारि वदन् अस्मि भवान् वैष्णवीभोजनालयतः वदन् अस्ति वा आम् नमो नमः तर्हि अहं भवतां नित्यग्राहकः खलु तर्हि मम मित् अद्य मम मित्रस्य जन्मदिवसः वर्तते तस्य कृते अहम् उपाहाररूपेण एतद् सर्वम् भोजनम् इत्यादिकं मित्रैः सह अस्माभिः करणीयं वर्तते तर्हि भवान् मम तद् लिखतु मम कृते किं किम् आवश्यकं मम कृते रसगोलकानि सुपेष्टिकानि अन्यत् पुरिका आलुसा शाकस् आलुशाकम् एतद् पञ्चाशत् प्लेट्स् आवश्यकं वर्तते तर्हि भवान् अद्य सायं सप्तवादनात् प्राक् प्रेषयितुं शक्नोति वा अस्तु अहं नित्यमागच्छामि तर्हि मम कृते किञ्चिद् एतस्य मूल्यस्य किञ्चित् बेनिफ़िट्स् मिलति वा धन्यवादः